रीटेल् होल्सेल् मार्केटिङ्ग् इत्युक्तौ पदार्थशः विक्रयणम् समग्र उपपदार्थानाम् एकशः विक्रयणम् इति वक्तव्यमिति भाति यथा एकम् एका लेखनी स्वीक्रियते चेत् रिटेल् सामान्य आपणेषु गत्वा एका लेखनी स्वीकर्तुं शक्यते तदेव होल्सेल् इत्युक्तौ समग्रलेखनी शतं द्विशतं लेखनी लेखन्यः स्वीकर्तव्याः भवन्ति रीटेल् होल्सेल् इत्युक्तौ समग्रवस्तूनां एकशः ग्रहणं या एकैकशः ग्रहणम् इति रिटेल् इति वक्तव्यं सामान्यतः गृहजनानां कृते रिटेल् एव एकैकवस्तुग्रहणमेव साध्यं भवति सर्वदा सः यथा ग गच्छामः या उदाहरणार्थं वदामि चेत् एकः गृहस्थः गत्वा एकं लिटर् वा द्वे लिटर् वा परिमितं तैलं स्वीकरोति मासे अधिकाधिकं त्रीणि त्रीणि वा लीटर् स्वीकरोति इति चिन्तयामः सः होल्सेल् गत्वा स्वीकर्तुं न प्रभवति दश द्वादश पेटिका एव स्वीकर्तव्या भवति तथा तु तौ साध्यं नास्ति परन्तु कतिपयविषयेषु इदं साध्यम् अपि भवति कथम् इत्युक्तौ तैल अपेक्षया यदि अल्पमूल्ये लभ्यते यदि इति इत्यस्ति स्थितिः तदा वस्त्राणां प्रक्षालनार्थं यद् उपयुज्यते चूर्णं पौडर् इति डिटर्जेण्ट् पौडर् इति भाषान्तरे वदामः वस्त्रप्रक्षालनार्थम् उपयुज्यमानचूर्णविशेषः तस्य तद् एकं पेकेट् स्थाने एकं किलो स्थाने होल्सेल् गत्वा दश किलो अपि स्वीकर्तुं शक्यते तदा तु यतः तस्य तत् तादृशवस्तु अल्पकाले नष्टं न भवति दीर्घकालं यावद् आगच्छति वर्षान्तमपि म षण्मासात्मककालमपि स्वीकर्तुं शक्यं स्थापयितुं शक्यते अतः रीटेल् होल्सेल् मध्ये सामान्यकतिपयवस्तूनां कृते गृहस्थस्य सामान्यजनस्य रिटेल् आपणमेव उ उचितम् उत्तमं भवति योग्यं भवति कतिपयविषयाणां कृते होल्सेल् आपणमपि गन्तुं शक्यते गतवर्षेषु गतेषु वर्षेषु शाकानां मू मूल्यानि कथं प्रवृद्धानि इत्युक्तौ अपेक्षानुगुणं कालाणुगुणं सर्वेषाम् अपि शाकानां वस्तूनां मूल्यं प्रवर्धमानमेव वर्तते प्रतिदिनं प्रवर्धते यदा तत्र विशेषतः शाकाविषये वक्तव्यं चेत् श्रावनमासकाले उत्तरभारते आरब्धमा अस्ति एका प्रक्रिया तैः एवं कृतं तत् शिवकावडी इति उच्यते तद् गमनकाले श्रावंणा पा विशेषपर्वकाले शाकाहारिणः एव प्रायः बवन्ति व्रतधारिणः व्रतः स् व्रतं धृत्वा तस्मिन् काले शाकानाम् उपयोगः एव अधिकः क्रियते शाकायाः औ शाकाणामुपयोगः इति आदाय तस्मिन् समये सर्वां शाकानां मूल्यानि वर्धयन्ति तद्दृष्ट्वा दक्षिणदेशेषु अपि इदानीं विशेषतः तस्मिन् मासे श्रावणमासे आषाढज्येष्ठ आषाढश्रावणमाशेषु त्रिषु मासेषु अनन्तरम् इदमपि एकं निमित्तं वृष्टिरपि प्रधानं निमित्तं तस्मिन् समये वृष्टिकाले जलं वृष्ट्या कालान्तरे प् प्राप्ता जलं वृष्टिकाले प्राप्तजलं कालान्तरे उपयुज्यते परन्तु तस्मिन् काले वृष्टिकाले मासद्वयं मासत्रयं यावत् शाकानां शाकादिकं नष्टं भवति इति तदा तस्मिन् समये शाकानां मूल्यं प्रवृद्धं सामान्यतः वर्धते परन्तु इदानिं स्तितिः विगतवर्षापेक्षया अस्मिन् वर्षे किञ्चित् मूल्यं प्रवृद्धम् एवमेव गतेषु कालेषु वा वर्षपञ्चकात् पूर्वं पश्यामश्चेत् पञ्चभ्यः पञ्चभ्यः वर्षेभ्यः प्राक् एतावत् मूल्यं प्रवृद्धं नासीत् इदानीम् अधिकमेव वर्तते तत्र कारणं किमित्युक्तौ विक्रेतॄणां लोभः एव तत्र प्रधानं कारणम् अन्यत् सर्वकारेण एतादृशेषु विषयेषु येषु श्रद्धा अधिकतया प्रदेया स्यात् श्रद्धया संवीक्ष्य परीक्षणं कृत्वा यत्र कृत्रिम मूल्यवर्धनं भवति तदवश्यं वर्जनीयं तत् तत्र रोधः प्रतिरोदः कर्तव्यः तृतीयः अयं द्वितीयः प्रश्नः तृतीयः प्रश्नः वर्तते आन्लैन् शापिङ्ग् विषये अभिप्रायः कः इति मम अत्यन्तम्

एकं घटिका घटियन्त्रं हस्तघटियन्त्रं सामान्यतः मोबैल् वा दूरं चलद्दूरभाषिणी वा सामान्य आपणे गत्वा स्वीक्रियते चेत् तदपेक्षया दशप्रतिशतं विं द्वादश विंशतिः प पञ्चदश विंशतिः प्रतिशतं न्यूनमूल्ये आन्लैन् शापिङ्ग् मध्ये लभ्यते तत्रापि विभिन्नम् आप्लैन् ता तदपेक्षया अत्र अधिकं एतद् दीयते न्यूनता दीयते इत्येवं तत्रापि स्पर्धा वर्तते तस्मात् आन्लैन् शापिङ्ग् कारणेन वस्तूनां योग्यम् उचितमूल्ये प्राप्तिः इदानीं प्रवृद्धा अस्माकम् अवकाशः अपि वर्तते अत्र न प्राप्यते चेत् अन्यत्र गच्छामः इति ग्राहकाणां स्वीकतॄणाम् स्वातन्त्र्यमपि प्रवृद्धं पूर्वं का स्थितिः इत्युक्ते एकत्रैव स्वीकारः अन्यत्र गतिर्नास्ति सर्वेपि आपणिकाः पञ्च एकं द्वे रूप्यकाणि भेदेन विक्रयन्ति स्म इदानीं तादृशस्थितिर्नास्ति अतः यत् येषु मध्ये एकस्यैव निकटे गन्तव्यमिति स्थितिर्नास्ति कुत्रापि स्वेच्छया गन्तुं शक्यते